त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य प्रथमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य फेब्रुवरी मासस्य प्रथमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रमवर्षस्य मार्च् मासस्य द्वितीयदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य चतुर्थदिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य मे मासस्य चतुर्थदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जुलै मासस्य दशमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य आगस्ट् मासस्य चतुर्थदिनाङ्कः